हरिः ओम् महोदय अहं नेरेड्मिट् तः सिकिन्द्राबाद् पर्यन्तं गन्तुं विषये

क्याब् बुक् कृतवान् परन्तु इदानिं मम लोकेशन् किञ्चित् भिन्नः आसीत् किञ्चित् कारणेन इदानीम् इदानीं मम लोकेशन् अस्ति राधिका समीपे भवान् राधिका थियेटर् समीपे आगमिष्यतु तत्र तः वयं सिकिन्द्राबाद् गन्तुं शक्यते क्षम्यतां महोदय इदानीं भवान् राधिका थियेटर् समीपे आगमिष्यतु धन्यवादः